सम्प्रति अहं केन्द्रीयसंस्कृतविश्वविद्यालयस्य एकलव्यपरिसरस्य संस्कृतसाहित्य विद्याशाखायां प्राध्यापकः अस्मि तथा च शास्त्रीम् आचार्यं तथा च नेट्परीक्षाम् उत्तीर्य विद्यावारिधिं च विधाय वृत्तिं प्राप्ता प्रथमम् अहं महर्षिमहेश्योगिनः जावालिपुरस्थितः एकः गुरुकुलः वर्तते तस्मिन् गुरुकुले शुक्लयजुर्वेदम् अधीत्य तथा च ततः परम् काश्यां समागतः शास्त्रीं तथा च आचार्यं कर्तुं ततः परं बिएड् परीक्षाम् उत्तीर्य एमेड् परीक्षाम् उत्तीर्य अनन्तरं नियुक्तिं प्राप्तवान्